सेल्वार्कमीस् पञ्चाशत् प्रतिशतम् आनुकुल्य विक्रयणम् इति विज्ञापनं भवतां विज्ञापनं दृष्ट्वा सेल्वार्कमीस् अहं क्रीतवती यद् वस्त्रं मया इदानीं प्राप्तमस्ति तस्य मापनं बहु न्यूनमस्ति गतमासे समानं वस्त्रं समानं सेल्वार्कमीसम् अहं क्री सेल्वार्कमीस् अहं क्रीतवती तद् अनुसृत्य सैज़् निश्चयं कृत्वा आर्डर् अपि स्थापितम् प्राप्तं वस्त्रं तु धर्तुमेव न शक्यते किञ्चित् परिवर्त्य ददातु